अहम् आन्लैन् तः एक जिलेट् गार्ड् स्वीकृतवान् तत्र दर्शितं फुट् एतद् चत्वारिंशत् रूपकाणि परन्तु यदा अहं स्वीकृतवान् तस्मिन् समये अधिकं धनं तत्र स्वीकृतवान् परन्तु तत्र सप्तत्रिंशत् आसीत्